मम धर्मः तथा अस्माकं धर्मः कः भवति चेत् सनातनीयहिन्दुधर्मः

किं भवति चेत् वृद्धौ तथा बालः यथा तथा यूनां मध्ये सम्भाषणं कीदृशं कर्तुं भवति यः वृद्धौ मध्ये कीदृशं यथा बालानां मध्ये प्रियतमः कर्तुं भवति तथा सनातनीयधर्मे एकः श्लोकः वर्तते सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियं प्रियञ्च नानृतं ब्रूयात् एषः धर्मः सनातनः सत्यं वक्तुम् एव भवति सनातनधर्मे यत् मध्ये यः को अपि भवति तदा कथं कथं सेवां क्रियन्ते चेत् यस्य किमपि येषां किमपि आवश्यकानि वस्तूनि भवन्ति यथा भिक्षुकस्य मध्ये रूप्यकाणि तथा किमपि भोजनं तथा किमपि किमपि वस्त्राणि किमपि आवश्यकानि भवन्ति चेत् वयं किं कुर्मः तस्मै दद्मः तदा विधानस्य कः विधानस्य किमपि नास्ति अस्य पार्श्वे यः कः अपि सनातनधर्ममध्ये अस्ति चेत् सः एव सेवां करोति अन्यतमपि धर्ममध्ये सेवां कुर्मः परन्तु सनातनधर्मः प्राचीनधर्मः इति अस्ति